नमस्कारः अहं भवतां कार्यालये क्याब् बुक् कर्तुं काल् कृतवती आसम् अहम् अष्टवादने एव उक्तवती आसं नववादने अपेक्ष्यते इति इदानीन्तु सार्धनववादनं जातं किन्तु सः नागतवान् यत्र गन्तव्यम् आसीत् तद् तत्रापि इदानीम् अहं न गच्छामि यतो हि विलम्बः जातः अस्ति अतः क्याब् मास्तु